मम विद्यार्थिदशायां रसगङ्गाधराध्ययनावसरे उपमायां शाब्दबोधः इत्यस्मिन् विषये लेखनार्थं प्रवृत्तं मध्ये केचन संशयाः उदभूवन् तस्मात् सः विषयः मया परित्यक्तः आगामिनि काले ते विषयाः मया सम्यगवगताः भवेयुः इति धिया सः विषयः तत्रैव परित्यक्तः आसीत् भारते केषु विषयेषु न लेखितुं शक्यते इति त्वं भावयसि इति प्रश्नः अहं तथा न भावयामि सर्वस्मिन्नपि विषये लेखनव्यवहारं लेखनं कर्तुं प्रभवामः परन्तु केषाञ्चनविषयाणां लेखने सामग्री दुर्बला स्यात् महति प्रयत्ने कृते सति अधिकाः सामग्र्यः लभन्ते इति मम विश्वासः तदर्थं महान् परिश्रमः अपेक्षितो भवति तेन प्रायेण सर्वस्यापि विषयस्य सर्वमपि विषयमधिकृत्य लेखनं कर्तुं शक्यते इति भावये